आम् अस्माकं प्रदेशे अत्यधिकं धान्यं भवति इतोऽपि आलुकं पलाण्डु लसुनं रक्तफलं कारवेलं इत्यादीनां शाकानां उत्पादनम् अत्यधिकतया भवति तत्र लाभदायकमपि अस्ति कष्टं अधिकमस्ति परन्तु विक्रयणं करोति चेत् लाभदायकः अपि भवति मूल्यमपि तत्र अर्जयितुं शक्नोति धान्यस्य क्विन्टल् प्रति इदानीं मूल्यमस्ति द्विसहस्रम्